प्रथमं तावत् यदि अध्यात्मचिन्तनया भविष्यामः खाद्यपद्धतेः तत्र विशेषत्वं नैव भविष्यति यथा खाद्यं भवति तथा स्वीकरणीयं भवति अतः खाद्यविषये अत्र अस्माकम् एव एतदेव इति चिन्तनं नैव तत्र निर्धारः भविष्यति अतः पाकविषये किमपि कथमपि सज्जी कुर्वन्तु यदा खाद्यार्थे यदि योग्यम् आरोग्यार्थे आरोग्यार्थे कः आहारः अत्युत्तमः इति एव स्वीकरणीयं भवति अतः मम तु तावदेव विषयः कथं सज्जीक्रियन्ते इति सज्जि कुर्वाणाः कुर्वन्त्येव परन्तु आरोग्यकरः आहारः कः इति चयने अस्माकम् देहस्य आयुष्यस्य अभिवृद्धिः भवति अतः तद्विषये आयुष्यवर्धनार्थे कः आहारः अस्माकं देहस्य सुखदं भवति इति चिन्तनमेव सुकरम् इति मम अभिप्रायः